मम क्षेत्रे लोकयानानाम् अभावः अधिकः अस्ति अत्र बहवः निवृत्ताः वृद्धाः सन्ति तथैव बहवः छात्राः शालां लोकयानेन एव गच्छन्ति अतः सर्वदा लोकयानस्य सम्मर्दः प्रातः सायं च भवति यदि अन्यं राज्यं गन्तव्यं तर्हि रैल्यानेनैव गन्तव्यं भवति रैल्याने शुल्कं न्युनं भवति अतः कदापि रिक्त रिक्तासन्दः उपवेष्टुं न लभ्यते इदानीं वेगदूतयानं रैल्यानं योजितम् अस्ति परन्तु चीटिका शुल्कम् अत्यधिकम् अस्ति इति जनाः उपयोगम् एव न कुर्वन्तः सन्ति मम प्रदेशे मेट्रो यानस्य आवश्यकता अस्ति इति सर्वेषाम् अभिप्रायः यत्र यत्र जन सन् सम्मर्दः अधिकः भवति तत्र अधिक योकल् अधिकलोकयानानि अपेक्षितानि इति सर्वेषां अभिप्रायः तथैव प्रवासार्थं जनाः यत्र आगच्छन्ति तदा त्रिचक्रिका यानं न उपलभ्यते यदि उपलभ्यते तर्हि अधिकधनम् एव पृच्छन्ति अन्य मार्गः नास्ति इति कारणेन ते अधिकं धनं तत्र तदा या एव त्रिचक्रिकया सह अन्यं प्रदेशं गच्छन्ति अत्रापि सुदृढः आवश्यकी